माम् अभिरुचिरूपेण योगाभ्यासं स्वीकर्तुं मम माता प्रेरितवती सा वदती यत् भवती छात्रावासे वसति तर्हि स्वास्थ्यस्य उपरि पञ्चाशत् प्रतिशतं ध्यानं यच्छतु एवं पञ्चाशत् प्रत् प्रतिशतं ध्यानं पठने इति सा सर्वदा वदति एवं छात्रावासे प्रतिदिनं योगाभ्यासं भवति एव अहमेव ज्येष्ठा आसम् इत्यतः अहमेव योगाभ्यासं कारयामि